हलो नमस्ते अत्र एकम् एकं कम्युनिकेस्न् लगन्ति वा

अत्र तु अहं नूतनः अस्मि अस्मिन् सदस्यां अहं नूतनः अस्मि अत्र कः नेट्वर्क् अतीव सम्यग् रूपेण प्रचलति जियो

जियो सम्यग्रूपेण आगच्छन्ति वा जियो तु बहु सम्यक् चलति अत्र मम अ जियो अपि आगच्छति जियो अ आधार् कार्ड् इतोपि इतोपि किं किम् आवश्यकं आधार् कार्ड् पटपट नापेक्ष्यते वा केवलम् आधार् कार्ड् मूल्यं मूल्यं तद् धनं किमस्ति एकशतं एकशतं मध्ये कतिदिनपर्यन्तम् एतत् रिचार्ज् अपि भवति वा

फ़ोर् हण्ड्रेड्

फ़ैव् हण्ड्रेड् ह पक्तुं पक्तुं कतिदिनान्तं त्रि मुण्ट अन्लिमिटेड् डाटा ओन् पोय्ण्ट् फ़ैव् जिबि डाटा अस्तु सर्वं नेट्वर्क् स्पीड् कियद्रूपेण अस्ति तत्र जियोमध्ये र यस्मिन् समये श्रुण्वन्तु ह यस्मिन् समये अहं नेट् प्रचलामि तदेव समये कियत् के बि मध्ये वा एम् बि मध्ये चलति जियो नेट्वर्क् अत्र अहं तत् अहं तत् न जानामि अहमधुना मेण्सेमध्ये अस्मि तत्र जियो नेट्वर्क् किम् अ तर्हि तर्हि मेण्सेमध्ये जियो सम्यग्रूपेण न चलति वा किञ्चित् किञ्चित् क्लेशः अस्ति अस्तु तर्हि अधुना अधुना ओपन् अस्ति वा भवतां स्टोर् अल्प अल्पन्यूनमाध्यमेन सिम् किमपि नास्ति वा तत्र बहु बहु लघुरूप्यकाणाम् अभवत् अस्तु अस्तु अहं गच्छामि अद्य अस्तु अस्तु

धन्यवादः धन्यवादः धन्यवादः धन्यवादः अहं गच्छामि